चारणसमये वायुगुणप्रकोपः अनुभूतः एव विद्यते यतः ग्रामप्रदेशे अथवा ग्रामेषु ये निवसन्ति ते चारणम् अवश्यं कुर्वन्ति चारणम् अवश्यं कुर्वन्ति इत्यतः वायुगुणप्रकोपः अवश्यं भवत्येव इति ज्ञातव्यः तत्र वायुगुणप्रकोपः यदा भवति तदा वायुः महान् वेगेन वाति तत् सोढुमपि न शक्यते तदा किं कर्तव्यं नाम एकस्मिन् स्थाने स्थातव्यम् कुत्र स्तातव्यम् इति चेत् वृक्षस्याधः न स्थातव्यः यत्र महान् वृक्षः नास्ति अपि च यस्मिन् वृक्षे सत्वं नास्ति तत्रापि न स्थतव्यं यतः वायुगुणप्रकोपः यदा भवति तदा तस्य वृक्षस्य पतनमपि शक्यते अतः तत्र न स्थातव्यं अपि च अग्रे चारणेषु किम् औषधं नयसि तत्र चारणेषु वयम् अधिकम् औषधम् इत्यादिकं नयति नयामः यदि वृष्टिः भवति वृष्टिकाले वयं चारणं कुर्मश्चेत् तदा लवणजलं नयामः लवणजलनयनेन किं भवति नाम तत्र एकः कीटविशेषः वर्तते तत् दंशति चेदपि वेदना न अनुभूयते बहु रक्तं पिबति अतः तत् जलं नयामश्चेत् तस्य उपरि यदि स्थापयामः तस्य नाशः भवति तदर्थं तदर्थं लवणजलं नेतव्यम् अग्रे तु बहुविधानि औषधानि सन्ति